तत्र वेदाध्ययने आधुनिकमार्गः कश्चिद् अपेक्षते इति केचन अपि वदन्ति आधुनिकमार्गः इत्युक्ते सर्वं यथा विश्वविद्यालयेषु भवति तथा नास्ति किमर्थं वेदस्य अध्ययनार्थम् आधुनिकमार्गम् अपेक्षते इत्युक्ते पूर्वं तु सर्वत्र संस्कृतमेव आसीत् अतः आपणेषु सर्वत्र यत्र कुत्रापि गच्छामश्चेदपि संस्कृतेनेव वदामः चेत् सर्वं चलति स्म परन्तु अधुना तु संस्कृतेन एव सर्वत्र न व्यवहारः अस्ति अतः लौकिकस्य लौकिकविद्यस्यापि विद्यायाः अपि अपेक्षा अस्ति अतः वेदस्य आधुनिकमाध्यमेन तु अवश्यं करणीयमेव अतिशीघ्रेण कथं वेदः अध्यापनीयः इति अवश्यमेव अस्ति परन्तु तस्य मार्गस्य उपयोगः अस्ति वा न वा इति चेत् उपयोगः तु यथा पुरातनमार्गमसीत् तस्यापेक्षया न्यूनमेव अस्ति परन्तु तत्र अवश्यं फलं भवतीति एव ममाशयः अतः हिस्ट्री इत्युक्ते वेदात् वेदस्य तु वेदे तु बहु विषयाः उक्ताः सन्ति उदाहरणार्थम् अष्टमाष्टकस्य प्रथमाध्याये तत्र पुरुरवाहानां विषये उक्तमस्ति पुरुरवाहा के इत्युक्ते पुरु डाइनेस्टि इति आङ्गलभाषायाम् उच्यते तेषां विषये तु वेदे उक्तमस्ति एवं बहूणां राज्यवंशानां विषये राज्ञां विषये तु तत्र वेदे उक्तमस्ति अतः वेदस्य आधुनिकमार्गस्तु कल्पनीयः एव इतःपरं अतः कल्प ये वेदाध्ययन ध्ययनपराः सन्ति ते तु अवश्यं कल्पनां कुर्वन्तीति मम आशयः